विरामकालं तु तथा न्यूनमेव मिलति अहं संस्कृतशिक्षिका अस्मि अतः सर्वदा कार्यं भवति एव तथापि तत्रापि विरामः भवति चेत् अहं दूरदर्शनं पश्यामि दूरदर्शने मम प्रियः कार्यक्रमः इत्युक्ते इण्डियन् ऐडल् पश्यामि किमपि नर्तनकार्यक्रमाः सन्ति चेत् तद् पश्यामि अनन्तरं कौन्बनेगा करोड्पति तत् पश्यामि मराठीचलनचित्राणि अपि मह्यं बहु रोचते तदपि पश्यामि अनन्तरं बान्धवानां गृहम् अपि गन्तुं गन्तुं रोचते तत्र गत्वा वयं सर्वे मिलित्वा जल्पनं कुर्मः चायं पिबामः भोजनं कुर्मः एवमेव किमपि तथापि चलति अनन्तरं किमपि नास्ति चेत् दूरवाणी तु हस्ते एव अस्ति दूरवाणीं करोमि सर्वेषां कृते मम अग्रजा अग्रजा अस्ति अग्रजः अस्ति तेषां कृते दूरवाणीं करोमि पुत्री अस्ति पुत्री पुत्र्याः सह अपि प्रतिदिनं वार्तालापं करोमि तस्याः विरामः भवति अनन्तरं तस्मिन् समये मम मम अपि समयः अस्ति चेत् पुनः वयं बहु वार्तालापमेव कुर्मः तथा भवति अनन्तरं किमपि गीतं श्रोतुम् इच्छामि एवमेव यूट्यूब्मध्ये वा फ़ोन्मध्ये वा तथा गीतं श्रोतुम् इच्छामि एस् एल् भैरप्पा मम प्रियः लेखकः अस्ति तस्य तस्य कादम्बरीं पठामि तत्तु किं भवति एकवारं स्वीकुर्मः चेत् कादम्बरी तद् समाप्य समाप यदा समापयामः तदा एव शान्तिः मिलति मध्ये त्यक्तुम् इच्छा एव न भवति किन्तु गृहस्य कार्याणि अपि भवन्ति अतः पठनस्य आरम्भं कुर्मः चेत् तद् समापनीयं पर्यन्तं निद्रा अपि न आगच्छति रात्रिः अपि उपविश्य पठामः इति भासते तदपि पठनकार्यमपि चलति गीतं शृणोमि तत्तु अहम् उक्तवती अनन्तरं दिनद्वयस्य त्रयस्य तथा विरामः भवति चेत् ग्रामं गच्छामः अस्माकं ग्रामे वातावरणमपि सम्यक् अस्ति आतपः आतपः तत्र बहु न भवति सर्वत्र वृक्षाः सन्ति अतः गृहस्य बहिः उपविश्य आकाशं दृष्ट्वा उपवेष्टुमपि बहु रोचते तत्र आकाशे रात्रिसमये नक्षत्राणि सुन्दराणि नक्षत्राणि द्रष्टुं नेत्रद्वयं न्यूनमेव इति भासते तथा भवति अनन्तरं गृहे कोपि आगच्छन्ति को केषामपि फ़ोन् कृत्वा अद्य अहं फ़्री अस्मि भवती अपि फ़्री अस्ति भवानपि फ़्री अस्ति चेत् आगच्छतु भवती फ़्री अस्ति चेत् आगच्छतु इति उक्त्वा वयं सर्वा बाल्कनिमध्ये उपविश्य चायं वा काफ़िं वा पीत्वा पीत्वा पीत्वा समाजे किं किं चलत् अस्ति तथा जल्पनं कुर्मः हसामः विनोदं कुर्मः एवमेव